नगरे विद्यमान विद्यालयाः ग्रामे विद्यमानविद्यालयाः द्वयोः भेदः अस्ति एव ग्रामेषु ये विद्यालयाः सन्ति यद्यपि उत्तमवातावरणे निर्मिताः भवन्ति विद्यालयाः किन्तु पर्णशालाः एव तत्र अतः प्रकतिः प्रकृतिवातावरणं भवति क्रीडार्थं क्रीडाङ्गणं भवति अनन्तरं छात्राणां वातावरणरक्षणदृष्ट्या तत्र उद्यानानि भवन्ति अतः ग्रामेषु ये बालाः पठन्ति बहु आनुकूल्यं भवति अनन्तरं तत्र न केवलं पाठनम् इति न पुस्तकपाठनम् इति न तत्र भिन्न भिन्न कार्याणि कर्तुं नाम इदानीमृत्तुपयुज्य घटनिर्माणम् आनन्तरं पुष्पाणां तत्र तत्र सस्यानि भवन्ति तत्र सेचनम् इत्यादिकं तद्भवति अतः ग्रामीणाः बालकाः विद्यालय द्वारा प्रकृतिसंरक्षणदृष्टिं ते अवगच्छन्ति ओ प्रदेशे प्रकृतेः संरक्षणम् अस्माकं दायित्वमस्ति इति बोधः भवति किन्तु नगरेषु यदा विद्यालयं विद्यालयानां गमनं यदा गत्वा पश्यामः विद्यालयान् गत्वा पश्यामः उत्तमभवनानि भवन्ति आनन्तरं आधुनिकरीत्या प्रतिप्रकोष्टं कक्षाप्रकोष्टं पश्यामः तत्र यन्त्रं सङ्गणकयन्त्रं यन्त्रं यन्त्रं भवति आनन्तरं त आनन्तरं आधुनिकफलकम् इदानिं स्मार्ट् बोर्ड् इति कथयन्ति तादृशव्यवस्था भवति आनन्तरं सर्वम् अध्यापकाः अध्यापकः अथवा अध्यापिका कम्प्यूटर् माध्यमेन एव सर्वं तत्र पाठनं कुर्वन्ति दृश्यं सर्वं दृष्ट्वा छात्राः अवगच्छन्ति अतः अवगमन दृष्ट्या उत्तमवातावरणं भवति नगरे विद्यमान विद्यालयेषु कारणं टेक्नालजी उपयुज्य यन्त्रज्ञानं तन्त्रज्ञाम् उपयुज्य ते कुर्वन्ति किन्तु छात्राणां दृष्टिः केवलं यन्त्रविषयेव भवति जनानां विषये प्रकृतेः विषये अधिकज्ञानं न भवति तेषां श्रद्दा तत्र न भवत्येव केवलं परिक्षार्थं पठामि उत्तमउद्योगं प्राप्तुम् इच्छामि तादृशचिन्तनमेव भवति किन्तु स्वयं किमपि करणीयम् अथवा पाकं करणीयम् अथवा एका क्रीडा वस्तुनिर्माण् एतादृश विषयेषु तेषां कल्पना न भवति सर्वदा पठनं पटित्वा उत् अधिकाः अङ्काः प्राप्तव्याः उत्तमउद्योगः प्राप्तव्यः विदेशः गत्वा विदेशं गत्वा तत्र वासः करणीयः तादृशचिन्तनानि प्रवृत्तानि सन्ति नगरीयविद्यालयेषु किन्तु ग्रामीणविद्यालयेषु जनानाम् आसक्तिः पठने अपि भवति तेन सह तेषाम् आसक्तिः प्रकृतिसंरक्षणदृष्ट्या आनन्तरं नित्यजीवने यत् यत् कार्यं अस्माभिः करणीयं भवति तत्कार्यं कथं करणीयं गृहं गच्छन्ति चेत् छात्राः स्वयं स्वस्थालिकां भोजनात् परं स्थालिकाप्रक्षालनं स्वयं कुर्वन्ति भोजनात् प्राक् हस्तप्रक्षालनं कुर्वन्ति भोजनात् अनन्तरं पात्रप्रक्षालनं कुर्वन्ति अनन्तरं स्वकीयवस्त्राणि स्वयं प्रक्षालयन्ति किन्तु नगरे ये वासं कुर्वन्ति छात्राः तत्र प्रक्षालनयन्त्रस्येव उपयोगं कुर्वन्ति हस्तेन स्वयं न प्रक्षालयन्ति तदपि प्रक्षालनयन्त्रद्वारा सेविकाम् उपयुज्य एव प्रक्षालनम् इति भवति किन्तु ग्रामीणबालकाः छात्राः गृहं गत्वा कथं प्रक्षालनं करणीयम् इति ज्ञात्वा स्वयं प्रक्षालयन्ति अनन्तरं ग्रामेषु नद्यः भवन्ति तडागाः भवन्ति अतः तत्र गत्वा स्नानं कुर्वन्ति अतः तरणं जानन्ति सामान्यतया सर्वे ग्रामीणबालकाः तरणं जानन्ति किन्तु नगरे ये छात्राः पठन्ति कदाचित् यदा कदाचित् विरामकाले एतदर्थं विशेष स्थानं भवति तरणनिमित्तं अभ्यासनिमित्तम् इति स्विमिङ्ग्पूल् इति वदन्ति तत्र गत्वा किञ्चित् अभ्यासं कृत्वा आगच्छन्ति तावदेव तदपि सर्वे छात्राः इति न केचन एव अतः तादृश व्यत्यासः अस्ति भेदः अस्ति स्तरभेदः अस्ति कदाचित् नगरे ये पठन्ति निरर्गलतया आङ्ग्लबाषया ते भाषणं कुर्वन्ति ग्रामीणाः सामान्यतया आङ्ग्लज्ञानं भवति किन्तु निरर्गलं निरर्गलतया न भवति किन्तु तेषां संस्कृतिः अस्ति यत्किमपि अस्ति स्वयं कर्तुं शक्नोमि इति विश्वासः भवति सामर्थ्यमपि भवति तादृशसामर्थ्यं नित्यजीवने स्वकीयकार्यं निरन्तरं कर्तुं तेषां विश्वासः न् नगर नगरे ये सन्ति छात्राः तेषा विश्वासः न्यूनः अस्ति अन्येषाम् आश्रयेणेव तत् कार्यं कुर्वन्ति सेविका सेविकाश्रयेण अथवा मातुः अश्रयेण पितुः आश्रयेण अतः तेषां स्वयं कर्तुं सामर्थ्यं न भवति विश्वासः न भवति किन्तु ग्रामीणछात्राणां तत् सामर्थ्यम् अधिकं भवति अतः मम दृष्ठ्या ग्रामीणविद्यालयेषु एव सामर्थ्ययुक्त छात्राणां सृष्टिः भवति ते छात्राः सर्वं कार्यं साधयितुं शक्नु शक्णु शक्नुमः इति स्वयं छात्राः चिन्तयन्ति तादृशछात्राणां सृष्ठिः ग्रामीणविद्यालयेषु भवति इति मे मतिः